नमस्ते नमस्ते अध्यापक आम् आम् अध्यापक मम मम मम पुत्रः भवतः वर्गे अस्ति महोदय स स गत सः गतपरीक्षा स गत परीक्षायां क कथं कृतवान् आं

ओ महोदय भब् गृहे अपि सः सर्वदा जङ्गमदुरवाणी हस्ते अस्ति नो चित् नो चेत् वीडियो गेम् एव सः क्रीडति अहं किमपि वदति चेत् सः न न शृणोति कृपया भवान् एव किञ्चित् स वर्गे किञ्चित् उच्चैः ताडय सम्भाषणं करोतु

अहं तु न जानामि अहमेकं कार्यं करोमि अहं गृहे अपि एकवारम् इदानीम् अहं कार्यालयं गमिष्यामि इदानीम् अग्रिममासतः अहं चिन्तयामि अहं कार्यालयं कार्यालयस्य कार्यं त्यक्त्वा एकमासं गृहे एव भवामि तस्य आरोग्यं तस्य स्वभावं सर्वं सम्यक् पश्यामि इति मम चिन्तनम् आं सत्यं महोदय आम् इदानीम् अग्रिम अग्रिम परीक्षा कथमस्ति कथमस्ति कदा अस्ति महोदय

महोदय वित् महोदय विद्यालयस्य अनन्तरं भवान् किञ्चित् समयं मम पु पुत्रस्य कृते समयः दास्यति वा

उत्तमं महोदय तत् अहम् अहं पुत्राय वदामि सः अवश्यं आगच्छति भवतः वर्गे अस्तु अस् अस्तु महोदय अस्तु अग्रिमं मासे मिलामः धन्यवादः धन्यवादः